आं ममापि जनानां पुरतः गायनकाले भयं वर्तते कम्पनं किमपि अनुभूयते एकस्मिन् समये एव अस्माकं विश्वविद्यालये कविकुलगुरुकालिदासः संस्कृतविश्वविद्यालये प्रत्येकस्मिन् वर्षे वा जन्वरी मासे एव फ़र्वरि मासे सङ्क्रमणोत्सवः इति नाम्नः एकः कार्यक्रमः कार्यक्रमस्य आयोजनं भवति ते तस्मिन् कार्यक्रमे तद् तद् सङ्क्रमणोत्सवे उत्सवे अहं गायनं करोमि एवं प्रथमे वर्षे अहम् एकं गीतं गायनं गीतवान् एवं तस्मिन् समये मया बहु अधिकं भयं श् अनुभूयते अहम् अनुभूतम् अनुभूतम् एवं तस्य अहं कम्पनमपि अनुभूतवान् कम्पनं भयम् इति तद् सा सर्वे जनाः मम उपरि हसन्ति हसन्ति वा एव अन्यान्यविषयं स्वीकृत्य एव न दृष्ट्वा अहं अनुभूतं कम्पनं भयम् अनुभूतम्